मम नाम्नि सामाजिक अकौण्ड् इत्युक्ते फ़ेस्बुक् अकौण्ड् नास्ति फ़ेस्बुक् नास्ति तस्मादेव अहम् त मयि छायाचित्रं चित्रं न स्थापयामि किन्तु वाट्साप् ग्रूप् मध्ये स्थापयामि तत्र अस्माकं परिवार कुटुम्भ ग्रूप् अस्ति विद्यालयस्य यत्र अहं कर्म करोति तत्र यत्र अहं कर्मकरोमि तत्र अत्र तत्रस्थ ग्रूप् अस्ति किल तत्र स्थापयामि किमर्थम् इत्युक्ते वृथा इति वक्तव्यम्